अहम् एकं क्या बु केब् बुक् कृतवान् आसम् तस्य डिस्टेन्स् तस्य डिस्टेन्स् बेङ्गलूर् बेङ्गलूर्तः चेन्ननहल्लि आसीत् तस्य प्रैस् थौसेण्ड् रुपीस् सोरि हण्ड्रेड् रुपीस् आसीत् तस्य फ़िफ़् ट्वेण्टि फ़ैव् रुपीस् अहम् अड्वान्स् दत्तवान् आसम् तत् पुनः मम किमपि कार्यमासीत् तत् केन्सल् कृत्वान् आसम् मम प्राक् गृहे एकं कार्यं कार्यम् उत्पत्ति आसं उत्पत्ति जाता तत् कारणात् अहं फ़ोन् कृत्वा केन्सल् कृतवान् आसम् तस्य कृते उक्तवान् कि मम भोः अड्वान्स् यच्छतु अहं यत् दत्तवान् आसं सः पुनः ये दत्तवान्